हो उत्तमपुष्पाणि विकसितं विकसितानि सन्ति इदानीम् अहं कथम् एतस्य पुष्पाणां परिपालनं करिष्यामि इदानीं सर्वत्र चोराः सन्ति मम सुन्दरपुष्पाणि ते आगत्य स्वीकुर्वन्ति वा चोरणं कुर्वन्ति वा इति मम भीतिः अस्ति भो अहं कथं कथं पारिपालनं करिष्यामि इदानीं नूतन सस्याणामपि अत्र आरोपणं करणीयमस्ति इदानीम् अहम् एकम् उद्यानपालकम् अत्र स्थापयिष्यामि वा अथवा आरक्षकाणां समीपं वक्तव्यं वा इति मम चिन्ता अस्ति कस्य समीपं वक्तव्यम् इदानीम् उत्तम उत्तमपुष्पाणि अति विरलपुष्पाणि अपि सन्ति अत्र इदानिम् अहम् एकम् उद्यानपालकं स्थापयामि चेच् मम हस्तात् सहस्ररूप्यकाणि अतिगमिष्यति तर्हि अहम् आरक्षकम् एव वदामि तदेव लाभकरं भवति पुष्पमपि परिपालनं भविष्यति पुष्पस्य अस्तु तर्हि अहं पुष्पस्य